हा हरिः ओम् हा अस्तु हा भगिनि हा वाचनकार्यालयतः पूजा वदन्ती अस्मि वदतु आम् भगिनि कुत्र भगिनि भवती कार्यालये एव स्थापितवती वा कार्यालयस्य बहिः एकं स्थानमस्ति तत्रापि बहवः जनाः उपविष्टवन्तः तत्र स्थापितवती आसीत् वा भगिनि अत्र भगिनी क्षम्यताम् अत्र उत्पीठिका त्रयम् अस्ति भवती कस्याम् उत्पीठिकायां स्थापितवतीति वदति चेत् उत्तमं भविष्यति भवत्याः स्यूतं श्वेतवर्णस्य अस्ति वा भगिनि एकनिमिषम् अहं वदामि कुत्र अस्ति इति अन्वेषणं करोमि एकनिमिषम् भगिनि अत्र दृष्टवती अहं श्वेतवर्णस्य अस्ति स्यूतः किन्तु तत् भवत्याः एव इति कथं ज्ञायते भवत्याः स्यूते कानि कानि वस्तूनि आसन् इति कृपया वदति वा एकनिमिषं भगिनि अहम् उद्घाटयामि किल भवत्याः इत्युक्ते स्यूतम् उद्घाटयामि एकनिमिषम् अस्तु अस्तु भगिनि इदानीं वदतु आं भगिनि एका लेखनी रैटोमीटर् लेखनी वा अस्तु भगिनि आं भगिनि लघु नोट् पाड अस्ति अस्ति ओहो एकनिमिषं भगिनि उद्घाट्य पश्यामि आं भगिनि दृष्टवती भवत्याः हा सत्यं भवत्याः नाम चन्द्रलादेशपाण्डे वा अस्तु भगिनि अस्तु पुनः भगिनि हा हां भगिनि श्वेतवर्णस्य एव इयर्फो़न् अस्ति तत्र भवत्याः एव अस्तु भगिनि अस्तु भवत्याः इति निश्चयम् अभवत् अस्तु भगिनि भवत्याः अभवत् हा कदा आगच्छति वा भगिनि भवती एतत् स्वीकर्तुम् एतं स्यूतं स्वीकर्तुम् श्वः कस्मिन् समये आगच्छति इति वदति चेत् मह्यं किञ्चित् भविष्यति न भगिनि श्वः अन्यं कार्यम् अस्ति मम अन्यं कार्यमस्ति पुनः कार्यालये अन्यजनाः अपि न भवन्ति तद् भवती आगच्छति चेतपि स्यूतं स्वीकर्तुं किञ्चित् कार्यालयस्य उद्घाटनं नास् श्वः अन्यकार्यम् अस्ति इति कारणेन भवती परश्वः आगन्तुं शक्नोति वा ओ तथा वा न न न श्वः तु न शक्यते वा भगिनि श्वः अहं कार्यालयं न आगमिष्यामि प पुनः अन्ये अपि न आगमिष्यन्ति भवती श्व श्वः न शक्यते परश्वः भवत्याः कृते न शक्यते अतः भवती प्रपरश्वः अथवा अग्रिमसप्ताहे यदा कदापि शक्नोति वा भवत्याः विरामः अस्ति चेत् ब किञ्चित् चिन्तयतु भगिनि यदा भवत्याः विरामः अस्ति न न भगिनि तावत् शीघ्रमपि न उद्घाट्यते कार्यालयाः भवती एकं कार्यं करोतु भवत्याः कोपि बन्धुजनाः सन्ति वा इत्युक्ते भवत्याः भवत्याः अग्रजः वा अनुजः तादृशः भवत्याः भवत्याः पिता तादृशः कोपि सन्ति चेत् भवती एकादशवादनतः षड्वादनपर्यन्तं कदापि प्रेषयतु अहं सर्वदा कार्यालये भविष्यामि श्वः न भविष्यामि कार्यालये परश्वः आरभ्य एकादशवादनतः षड्वादनपर्यन्तं कार्यालये एव भविष्यामि भवती कमपि प्रेषयति चेत् अहं ददामि स्यूतं ददामि एतस्य विषये भवती चिन्तयतु भगिनि किम् इति आमामां कार्यालये एव भविष्यति भवत्याः स्यूतः तु कार्यालये एव भविष्यति अहं सम्यक् रक्षयामि तादृशी चिन्ता किमपि न करोतु अस्तु वा भगिनि अस्तु

अस्तु भगिनि अस्तु मिलामः तत् अस्तु भगिनि राम राम